यदि अहं स्वकीयं छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्नोमि तर्हि भारते अहम् एतादृशम् छायाचित्रं स्थापयामि यत्र विभिन्नेषु राज्येषु विभिन्नकलासु संस्कृतकला संस्कृतिः इत्यादेन इत्यादीनां वर्णनं वर्तते यथा कुत्रचित् सिस्याः गुरोः पार्श्वे समीपे वृक्षस्य नि नीचैः अध्ययनम् अध्यापनं कुर्वन्ति स्म कुर्वन्ति अन्यत् कुत्रचित् भारतीयविविधसांस्कृतवेषभूषाणां वर्णनं भविष्ये करिष्यामि यथा के केचन नृत्यं कुर्वन्ति भरतनाट्यम् इत्यादयः अन्यत् कुत्रचित् यथा राजस्थाने तु राजस्थानीय भोजने भोजनव्यवस्थायाम् अत्र दाल् बाटि चुर्मा इत्यादीनां वर्णनं करिष्यामि कुत्रचित् अस्माकं प्राचीनसंस्कृतिः प्राचीन धरोहरा आसन् यथा नलन्दाविश्वविद्यालयः तक्षशिला तेषां तत्र वर्णनं करिष्यामि अन्यत् यथा उत्कले कोणार्कसूर्यमन्दिरः वर्तते अन्य अन्यत् ये अस्माकम् उत्तराञ्चल् या उत्तराखण्डे तत्र योगमाध्यमेन जनाः परस्परं योगं कुर्वन्ति अन्यत् द्वितीयजनान् बोधयन्ति योगविषये शारीरिकविषये तत्र कीदृशः तेषां लाभः भवति इत इत्यादिविषये अहं छायाचित्रमाध्यमेन भारतं दर्शयिष्यामि